अहं विरामकाले नूतनस्थानान् द्रष्टुम् इच्छामि मह्यं एवं नूतनस्थानान् दर्श् नूतनस्थानानां दर्शनं अधुना जनैः सह वार्तालापः एतादृशम् एतादृशानि कार्याणि बहु मोदन्ते अतः विरामः तु बहुकालं न भवति सप्ताहे एकवारं अथवा मासे स एकवारम् एवं बहु विरळतया प्राप्यते अतः एतं पूर्णरीत्या विनियोगं कर्तुम् अहं नूतनस्थानेषु स्थानान् अटामि तथा खादनं खादनविषयेऽपि बहु इच्छा अस्ति तत्र गृहे तु माता बहु सम्यक् खाद्यं पाचयति अतः तस्यापि बहु आसक्तिः अस्ति नूतनस्थानेषु गत्वा खादनम् अनन्तरम् अत्र गृहस्य समीपे किं किम् अस्तीति दर्शनं ते सर्वे बहु मोदन्ते